अस्मिन् काले एकः पशुः गृहे अनिवार्यं भवेत् अहम् आपणात् पशुः पशून् क्रीणामि क्रिणामि मम ग्रामे बहूनि पशवः आपणानि सन्ति मम पार्श्वे बहवः पशवः सन्ति मम गृहस्य परितः अपि बहवः पशवः सन्ति मम गृहस्य समीपे बहूनि गृहे पशवः सन्ति मम गृहे ए गावः अजः अजाः च सन्ति ते मह्यं दुग्धं ददति अहं तस्यां विक्रयणमपि करोति अस्मिन् काले पशूनां दशसहस्राणि रूप्यकाणि अधिकं लभ्यते अहं पञ्चसहस्रं रूप्यकाणि पशूनां रूप्यकाणि पशूनां परिपालनम् आर्जितं आर्जितं करोमि तेषां मूल्यानि मूल्यं बहु बहु मूल्यम् आधुनिककाले वर्तते तद् बहूनि उपयोगं पशूनाम् उपयोगं मिल्क् रूपेण तत् अधिकं वर्तते अधुनाकाले